अद्य अतः अद्य महिलाः प्रतिदिनम् अनेकानि समस्याः नि समीकुर्वन्ति महिलाः प्रतिदिनं बस् दूरे दूरयात्रायामपि अनेकानि सम्यक् कुर्वन्ति अनेकानि पुरुषस्य अति अत्ति मादकरीत्यायाः अस्माकं कृते पश् महिलायाः कृते पश्यति तद् बहु दोषः भवति ततः महिलाः अनेकानि अनेकानि कार्याण्यपि सम्यक् कुर्वन्ति गतेषु वर्षेषु भारतीयसमाजे महिलानां पात्रं कथं परिवर्तनम् इति चेद् महिलाः अद्यतनमहिलाः अतीव शक्तिशालिनः भवन्ति ते तेषां मनोधैर्यम् उपयुज्य या तस्य कः तस्य मुखे आगच्छति तस्य तस्मिन् कृते अपि तेषां तस्मिन् कृते तस्य जीवनस्य रक्षणं कुर्वन्ति इति बहुकार्यं भवति अतः महिलाः अस्मिन् समये अतीव उत्तमरीत्या कार्यं कुर्वन्ति इति बहुकार्यं भवति भारतीयशिक्षणे तथा कार्यक्षेत्रे महिलायाः का समान अवकाशः अस्ति इति अस्माकं वयं महिलाः वदन्ति आवश्यकम् इति वयं महिलाः भवन्ति किन्तु अनेकानि का समान अवकाशाः अस्ति इति चेदस्ति नास्ति इति चेत् नास्ति इति एव तस्य कार्यम् अतः तस्य समा अवकाशाय एवं वयं महिलाः प्रयत्नं कृतवन्तः इति अहं उत्पक्ष्